मम ग्रामे पर्व वर्तते तदर्थं मया समीचीनं वस्त्रं क्रेतव्यमासीत् तदर्थम् अहं भवताम् आपणं प्रति आगतवान् तत्र ऊरुकं क्रीतवान् तच्च ऊरुकं बहु सुन्दरं वर्तते तस्य ऊरुकस्य वर्णः तस्य मापनादिकं मया बहु इष्यते तदर्थं भवतां प्रति कृतज्ञाभावम् अर्पयितुम् अहमत्र पुनः आगतोस्मि समीचीनम् ऊरुकं दत्तवद्भ्यः भवद्भ्यः महान् धन्यवादः